चित्ररचनायाम् अहम् उत्सुकाः अस्ति उत्सुकाः अस्ति रात्रि समये एव अहं चित्ररचनायाः स्वीकृतं भवति तत् मम इष्टतमपुस्तकमध्ये रचितं मम इष्टतमविषयः विषयः भवति कार्टून् कार्टून् द्वारा विषयाणां प्रतिपादनं तदर्थम् अहं दीर्घसमयमेव स्वीकृतं कुतः इति चेदहं अहं प्राक् प्रगल्पः नास्ति अतः किञ्चित् समयम् आवश्यकम्